शिल्पनिर्माणार्थं शिलां मृतिकां अनन्तरं काष्ठं जनाः सामान्यतया उपयोगं कुर्वन्ति शिलायाः उपयोगम् इत्युक्ते यत्र उत्तमरीत्य शिला लभ्यते ततः जनाः शिलाम् आनीय उपयोगं कुर्वन्ति अनन्तरं मृत्तिका मृत्तिकां सामान्यतया मृत्तिकायाः विग्रहं गणेशोत्सव इत्यादि उत्सवसन्दर्भे कुर्वन्ति तदर्थं सामान्यतया कृषिक्षेत्रतः आनयन्ति तदानीय किञ्चित् शोधनम् अपि अस्य कुर्वन्ति शोधयित्वा अनन्तरं अत्र विग्रहस्य उपयोगार्थं क्षम्यतां विग्रहस्य निर्माणार्थम् उपयोगं कुर्वन्ति अनन्तरं काष्टं काष्टं यत् उत्तमकाष्टाः भवन्ति तदुपयोज्य कुर्वन्ति सामान्यतया काष्टां आनेतुम् अत्र समीपे एव चार्माडि इत्यादिक प्रदेशे वनमस्ति तद्वनेन काष्टान् आनीय विग्रहनिर्माणं कुर्वन्ति इति मम अभिप्रायः अस्मिन् विषये स्पष्टं ज्ञानं नास्ति